मम प्रदेशस्य नाम अडिशा मम प्रदेशः मर्वञ्चमण्डले वर्तते तत्र मर्वञ्चमण्डले मांसमुर्मुरमिति प्रसिद्दं वर्तते तत्र बहु दूरदूरात् जनाः आगच्छन्ति बहु बहु जनाः आगच्छन्ति तत्र आगत्य मांसमुर्मुरमिति स्वीकरन्ति अहमपि स्वीकरोमि प्रत्येकदिनं परन्तु अधुना हं अहं तु तत्र नास्मि न एतदर्थं मम तेषां प्रति बहु क्लेशः वर्तते परन्तु अस्माकं प्रदेशे तु एतद् बहु रूपेण ख्यातिः विख्यातं भवति तत्रैव बहु दूरं दूरात् मैर्वञ्च डिष्टिक् मध्ये तत्र मांसमुढि मुर्मुरम् इति अन्यदपि गोल्गप्पा इति बहु प्रसिद्धाः सन्ति बहु प्रसिद्धाः अनन्तरं जनः पुरी भुब्नेश्वर् इतरे स्थानान्तरतः आगच्छन्ति तत्रापि आपणः अत्र आपणमध्ये बहु दिनं प्रत्येकदिने सायंकाले गोल्गप्पा इति मिलति गोल्गपा किन्तु बहु बो सम्यक् गल्गप्पा अस्ति तत्रैव सर्वेषां स्थानेषु अत्रैव गल्गप्पा बहु प्रसिद्धं सन्ति अतः सर्वे तत्र आगत्य गलप्पा गल्गप्पा स्वीकुर्वन्ति एवं च मांस मुर्मुरम् इति स्वीकुर्वन्ति जनाः वदन्ति बारिपदसार मध्ये मांस इत्यस्य अविष्कारः अभवत् ते तत्र आगत्य बहु प्रत्येकदिनं खादन्ति इति पर्यटकाः तत्र बहु आगच्छन्ति पिक्निक् निमित्तम् अधुना एव न्यूयर् मध्ये बहु जनाः तत्रैव आगच्छन्ति पिक्निक् निमित्तं बहु सम्यक् स्थानं वर्तते ते तत्र अन्नं व्यञ्जनं न खादन्ति तत्र केवलं मांसं एवञ्च मुर्मुरमपि खादन्ति इति